हरिः ओम् अत्र अधिकानि फलानि सन्ति खलु अत्र तु सेवफलमेव अहं इच्छामि सन्ति वा सेवफलानि

किन्तु अहं तु काश्मीरसेवफलानि न इच्छामि अहं केवलं गालासेवफलम् एव इच्छामि तदस्ति वा भवत् तर्हि एकं किलो कति रूप्यकाणि बहु अधिकम् अस्ति मम गृहस्य समीपं पयमुदिशोले अस्ति तत्र तु बहु न्यूनम् अस्ति एतत् तथापि गाल अस्ति वा गाल अस्ति चेत् अहं स्वीकरोमि अनन्तरं पनसफलमस्ति वा प पनसफलम् अस्ति वा अद्य तु मया पूर्णफलं न आवश्यकम् किञ्चित् एव ततः निष्कास्य दातुं शक्नोति वा तदपि न न तत्तु मम गृहे कोपि कोपि नास्ति ततः अन्तः तत् सर्वं निष्कासयितुं ततः भवती एव सर्वमपि निष्कास्य एकस्मिन् पेटिकायां संस्थाप्य ददातु

न न तत्तु ह्यः निष्कासितमस्तीति अहं मन्ये अहं मम नेत्रपुरतः निष्कासनीयं तदेव आवश्यकं मह्यं तदेव मधुरं भवति एतत्तु समीचीनं न भवति तत्तु ह्यः अथवा प्रातःकाले निष्कासितं भवति इति अहं मन्ये हा उ उत्तमम् उत्तमं धन्यवादः तर्हि अस्तु